आम् वदतु आहत्य कति किमर्थम् एतावत् यदा आरक्षण समये भवान् पञ्चशताधिक एकशतम् इति उक्तं किल इदानीं किमर्थम् अधिकम् अभवत् न न न न आरक्षण समये अहम् स्थानं कुत्र इति एव उक्तवती आसम् ततः अधिकं कुत्रापि भवान् न नीतवान् अस्ति न न न अहं न ददामि एवं किमर्थं करोति आरक्षणसमये वक्तव्यम् आसीत् किल किञ्चित् अधिकं भवेयुः इति न न न एतद् न सम्यकेव अहं भवतः संस्था अस्ति किल तत्र आरोपं करोमि तत्रैव धनं दास्यामि न न अत्र न दास्यामि भवान् यत् उक्तम् अस्ति तद् न स्वीकरोति किल अतः